कूटनीतिः नाम एकप्रकारेण सम्यगेव विषयः मम कृते किमर्थमित्युक्ते अस्मान्यः रक्षति अस्मान्यः पालयति तेषां कृते कूटनीतिः करोति चेत् तद् दुष्टाय भवति परन्तु यः अस्मान् पीडयति तेषां कृते वयं कूटनीतिः कुर्मः चेत् तत् सौकर्यार्थमेव भवति यथा दुर्योधनः महाभारते दुर्योधनः पाण्डवानां कृते कूटनीतिं आरब्धा अनन्तरम् वानप्रस्थे पाण्डवाः अपि दुर्योधनस्य विषये कूटनीतिः कुर्वन्नः एव तदेव विषयम् अत्र वयं दृष्ट्वा कार्याणि कुर्युः इति मम आशयः